वृत्तिस्थानेषु सङ्घर्षं अथवा धर्मसङ्कटं कथं निर्वहणं भवति इत्युक्ते प्रधा प्राधान्यता अस्माकं कन्नडभाषायां ताल्मे इति वदामः नाम बहु सावधानचित्तेन वर्तितव्यम् सावधानता यदा भवति तदा सङ्घर्षं निवारयितुं शक्नुमः वृत्तिमात्सर्यमपि प्रकटयति चेत् तदानीम् अपि सङ्घर्षं भवितुं शक्नोति तदर्थं वृत्तिस्वास्थ्यं तत्र स्वास्थ्यं रक्षणीयं भवति अनेन वृत्तिस्थाने सौम्यता सुमधुरबान्धव्यम् एते इत्यादिकं सगुणं सुगुणं च रक्षणीयं भवति चेत् उत्तमकल्पनं निर्वहितुं शक्नुमः